नमस्ते भोः ह्यः मया एकः स्वेट् शार्ट् आर्डर् कृतं वर्तते तत् तु अमेजोन् मध्ये कृतम् आसीत् परन्तु तत् सम्यक्तया न सीवनं कृतं अस्ति अतः कारणात् धारणसमये तत् सम्यक्तया न भवति अतः कारणात् तस्य पुनः प्रेषणमेव मम चिन्तनं वर्तते